अहं भारतमातुः चित्रस्य विषये गर्वम् अनुभवामि पुनः देवानां चित्रपटं भवति तत्र तस्मिन् विषये अपि बहुगर्वम् अनुभवामि तत्र चित्रं दृष्ट्वा तत् मनसि भवति चेत् एव अस्माकं मनसि अपि किञ्चित् तत् विषये किञ्चित् आसक्तिं द्रष्टुं आसक्तिं कर्तुं शक्यते चित्रं विना तत् विषये किमपि अधिकं मनसि चिन्तयितुं न शक्यते अतः अग्रे चित्रा भवति चेत् चित्रपटं वा अथवा किमपि चित्रं भवति चेत् तद्विषये मनसि किञ्चित् अधिकं चिन्तयितुं शक्यते तद्विषये तत्र तस्मात् चित्रम् आनुकूल्यं भवति पुनः यत्र कुत्र भवति सत्यनारायणपूजायां वा अन्यत्र यत्रापि भवति तत्र सत्यनारायणस्य एव चित्रपटं भवति केवलकलशं स्थापयामश्चेत् तत्र तादृशं भावानां न भवति तादृशा भावना न भवति चित्रपटं पश्चामः चेत् अग्रे एव सत्यनारायणः अस्ति इति मनसि भावना अत्र आयाति